मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणे परिचयं प्राप्तुं मौल्यं ज्ञातुम् उपायाः बहवः सन्ति किन्तु मम विषये वदामि चेत् मौल्याङ्कानां मुद्राणां च विषये अहं तावत् न जानामि किन्तु पाषाणसङ्ग्रहणं सङ्ग्रहणं पाषाणखण्डानां विषये किञ्चित् वक्ष्यामि तत्र डैमण्ड् एमराल्ड् इत्यादयः ये ये रत्नाः सन्ति ते सर्वे शास्त्रेषु पाषाणविशेषः नाम पृथ्वीपदार्थः इत्येव कथ्यते तत्र ते ते पाषाणाः नाम डैमण्ड् इत्यादयः एमराल्ड् कुत्र प्राप्यन्ते इति चेत् पर्वतेषु पर्वतेषु कुत्र नाम मध्ये नाम अन्तः भूमौ अन्तः पर्वते भूमौ अन्तः प्राप्यन्ते अपि च नद्यां समुद्रेषु इत्यादिषु इत्यादिषु पवित्रस्थलेषु च प्राप्यन्ते

अस्माभिः कथम् अन्वेष्टव्यं वयं नाम तत्र ग्रामीणजनान् द्रष्टुं प्रष्टव्यः ते यद्वदन्ति तत् श्रुत्वा कुत्र कुत्र गन्तव्यं कुत्र कुत्र एतादृशः पाषाणविशेषः कुत्र प्राप्यते तस्य आकारः कथं भवति तद् ज्ञातव्यं चेत् किं किं कर्तव्यं तस्य उपकरणानि कानि कानि इत्यादीनि कानि कानि इत्यादि सर्वं ज्ञात्वा अस्माभिः बहुकालम् अन्वेष्टव्यः भवति अतः तद् बहु कष्टरूपेण तद् बहु न्यूनता वर्तते एतेषु सप्तरत्नेषु इत्यादिविषयेषु बहु न्यूनता वर्तते तेषाम्